मम क्षेत्रे अपराधपरिमाणं न्यूनमेव अस्ति यतो हि जनाः सुशिक्षिताः आर्थिकदृष्ट्या सुस्थिराश्च सन्ति इति कारणतः अपराधः न्यूनतया एव सम्भवति कदाचित् अपराधघटनाः सम्भवन्ति तत्र केषाञ्चन यवनानामपि कारणं भवति ते तु समाजे सुखजीवनं कर्तुं रात्रौ चौर्यं अनन्तरम् अन्येषां कृते भीतिजनककर्माणि कर्तुम् सर्वदा सिद्धाः भवन्ति इति कारणतः तेषां कारणतः कदाचित् अपराधघटनाः सम्भवन्ति